हरि ओम् अरविन्दः वदन् अस्मि भवती का एवं वा किं कार्यं एवं वा अहं छायाचित्रग्राहकः जानाति वा जानाति आम् मम संख्या कुत्र प्राप्तम् मम संख्या दूरवाणीसंख्या कुत्र प्राप्तं एवं वा अस्तु इदानीं तव निमित्तं छायाग्रहणकार्यम् अस्ति वा कदा अस्ति विवाहकार्यं जुलै दशमदिनाङ्कं वा एवं वा पश्यामि एकनिमेषं अहमत्र दिनदर्शिकां दृष्ट्वा वदामि तत् तद्दिने दश दशमदिनाङ्कः खलु जुलैमासे हा मम द्वित्रयः स्थानेषु विवाहस्य छायाचित्रग्रहणस्य कार्यम् अस्ति मम मम मम एते जनाः सन्ति ते तत्र गत्वा कुर्वन्ति भवत्याः कुत्र मङ्गलूरेव अथवा बहिर्भागे सेवा कार्य मंगलूरेव अस्ति वा हा किञ्चिद् धनराशिः अधिकः भवति एक एक अन्यजनान् योजयित्वा अहं प्रेषयामि मया तत्र आगन्तुं न शक्यते एवं तद्दिने मम अन्यद्वित्रयः विवाहकार्यनिमित्तं छायाग्रहणम् अस्ति न समीचीनं सत्यं परन्तु तद्दिने अहं कार्यरतः अस्मि खलु अन्यान् योजयितुं शक्नोमि परन्तु किञ्चिद् अधिकः भवति धनराशिः किं करणीयम् इति वदतु द्विसहस्रम् अधिकं भवति तावदेव सः अन्यभागतः अत्र आगच्छति तद् कारणेन तस्य मार्गायासं सर्वं दातव्यं खलु पश्यतु अन्य कोऽपि मिलति चेद् भवति चिन्तयतु न्यूनमूल्येन कोऽपि करोति चेद् अस्माकं वीडियोग्राफि तथा छायाचित्रग्रहणं द्वयोरपि भवति भवति केवल छायाग्रमण ग्रहणमेव इच्छति खलु तर्हि अवश्यकम्

अस्तु अस्तु भवती चिन्तयतु अस्माकम् एकदिनस्य सम्पूर्णदिनस्य मूल्यं पञ्चदशसहस्रं भवति आम् सन्तुष्टा अस्ति चेद् वदतु अस्तु अस्तु स्वागतम् धन्यवादाः